अहं समीपकाले एकं क्यासरोल् होट्केस् अथवा उष्ण्पात्रम् इति वक्तुं शक्नुमः तद् अहं स्वीकृतवती तद् बहु लाभाय भवति यतः प्रातःकाले एवअन्नं कृत्वा तस्मिन् पात्रे वयं स्थापयामः चेत् मध्याह्नभोजनपर्यन्तं तस्य औष्ण्यं तिष्ठति अन्नम् उष्णं भवति रुचिकरमपि भवति तस्मिन् पात्रे यदि वयं स्थापयामः अतः तद् स्टील् उष्ण्पात्रमस्तीतिकारणेन वयं वारं वारं प्रक्षालयामः चेदपि तस्य वर्णस्य विकारः वा अथवा निश्चयेन भग्नमपि न भवति इति बहु उत्तमविषयः अतः एषः एतद् स्टील् उष्णपात्रं अथवा क्यासरोल् होट्केस् इति वदामः अस्माकं महिलानां कृते बहु लाभाय भवति समयस्य अपि वयं समयं अपि वयम् रक्षणं कर्तुं शक्नुमः यथा प्रातःकाले एव वयं सर्वं पाकं समाप्य तस्मिन् स्थापयामः चेत् तद्मध्याह्नभोजनसमये अपि तद् उष्णं भोजनं वयं प्राप्तुं शक्नुमः तेन कारणेन अतः उत्तमं तद् वस्तुः अस्ति इति मम चिन्तनम्